भोः कुत्र अस्ति भोः अहं तु सार्धघण्टा परिमिता का कालात् भवतां प्रतीक्षणे अस्मि मम बुभुक्षा तीव्रतरेण बाधयन्तः सन्ति किम् नागच्छति भोः नागच्छति मम विलासं न लब्धो वा अहं तु पूर्वमेव धनं प्रेषितवानासीत् भवताम् आहारार्थम् अहं तु कातरोस्मि किमित्युक्ते मम विलासः न लभ्यते चेदपि अहं तत्र आगच्छामि अस्तु माम् मम समीपे आगच्छ अहं तु एस् एम् एस् पि नामक ग् विद्यार्थिनिलये अस्मि तत्र भवान् अलङ्कार इत्याख्य चित्रमन्दिरं प्रति आगच्छतु तत्रात् बलमार्गे आगच्छ तत्रतः वाममार्गे आगत्य मां प्रति अहं तत्र मम विद्यालयः अस्ति तत्र आगत्य मां प्रति आहारं दर्शयतु भोः